मया बयक् बैक् प्रवासे बह्व्यः समस्याः अनुभूताः आधिक्येन ट्राफ़िक् समस्या तन्निवारणार्थं ट्राफ़िक् तावत् दिने सर्वदा अपि न भवति कदाचित् ट्राफ़िक् भवति प्रातः यदा सर्वेपि कार्यालयं गच्छन्तः भवन्ति तथैव यदा कार्यालयात् गृहं प्रत्यागच्छन्तः भवन्ति तदा आधिक्येन ट्राफिक् भवति अतः तत्काले प्रवासम् अकृत्वा अन्यकालेषु प्रवासः क्रियते चेत् उचितं भवति तथैव तथैव यथा अस्माभिः बहु दूरं गम्यते बैक् यानेन कदाचित् मध्ये इन्धननिस्थानं न प्राप्यते अतः सम्यक् इन्धननिस्थानानि कुत्र कुत्र भवन्ति इति ज्ञात्वा तत् तदनुगुणतया इन्धनं पूरयित्वा गम्यते चेत् समस्या न भवति मार्गाः तावत् कुत्रचित् असुष्टुः एव भवन्ति तथापि अस्माभिः पर्यायमार्गं अन्विष्यते चेत् प्रवासः समीचीनः भवति